स्थानियभाषायां वार्तावाहिनः सन्ति ते सर्वदा स्वयं मातृभाषायाः श्रोतुमिच्छन्ति अन्यासु भाषासु ते अवगमनेन क्लेशः भवति एतदर्थं ते सर्वदा चिन्तयन्ति यत्किमपि भवतु यत्किमपि समाचारः पत्रमागच्छति तत् स्व स्वीय भाषया वा मातृभाषया आगन्तव्यम् इति तर्हि अवगे अवगमनेन कापि समस्या न भवति तर्हि स्तानीयभाषाजनाः सर्वदा चिन्तयन्ति स्वमातृभाषायाः विषये